आधुनिककाले तु योगाभ्यासः अवश्यं न्यूनः एव किन्तु आधुनिककाले ये छात्राः सन्ति योगाभ्यासं कुर्वन्ति चेत् तेषां जीवने एव अत्युत्तमरीत्या परिवर्तनम् अवश्यं भवति यत् इदानीं लघु लघु योगासनानि एव तेषां जीवने तेषां जीवन रीत्या वयं यदा पश्यामः इदानीं तत्रैव बहु बृहत् परिवर्तनं ते कर्तुं शक्नुवन्ति इदानिं लघु लघु इदानीं पादहस्तासनमिति वयम् वदामः पादहस्तासने तु बहु लघु अपि अस्ति अतीव उत्तमरीत्या अस्माकं शरीरस्य कृते उपयोगः अपि उपकारः अपि कुरु करोति इति अनन्तरं पा लघु लघु इदानीं पद्मासनं पद्मासने तु अस्माकं पादः केवलं न पादे केवलं न गुणः अस्माकं पादेन अस्माकम् अन्तः यत् उपकारः भवति तत् वयं न पश्यामः किन्तु अस्माकं जीवनशैल्यां तत् उत्तमरीत्या विमर्शते इति अहं चिन्तयामि अनन्तरं किमस्ति इदानीम् मेडिटेशन् इति वदति किल आङ्ग्लभाषा मेडिटेशन् इति वदति तदपि अस्माकं जीवने बहु बहु उत्तमं भवति अस्माकं अनन्तरं पादहस्तासनं अनन्तरं योगः योगः योगायामेव पादहस्तासनं पद्मासनं अनन्तरं शवासनम् एव अति उत्तमम् अस्ति कारणम् अस्माकं शरीरे एव एका शान्तिः तत् आसनं यच्चति इति अहं विश्वसिमि